मम कृते संस्कृतभाषायाम् इष्टतमः श्लोकः वर्तते नाभिषेको न संस्कारः सिंहस्य क्रियते वने विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता किमर्थं नाम तत्र नायकस्य लक्षणम् उक्तमस्ति यथा इदानीं सिंहः स्वसामर्थ्यानुद्वारा सर्वान् पराजयं कारयित्वा कथं सः पट्टाभिषेकः इति तस्य संस्कारः एव नास्ति तदापि सः मृगेन्द्रः नाम वने सः एव श्रेष्ठः यथा राजा तद्वद् सः श्रेष्ठः इति कृत्वा तथापि मम जीवने भवतु मयापि तद् आदर्शत्वेन स्वीकृतं वर्तते तथैव संस्कृतं सम्भाषयामि अभिमानः वर्तते बहु अभिमानः वर्तते किमर्थम् इति चेत् संस्कृतभाषा या वर्तते सा भाषा अस्माकं प्राचीना भाषा इदानीं सर्वमागत्य सा भाषा नष्टा नश्यमाणा वर्तते इति कृत्वा सम्भाषयितारः न सन्ति किन्तु अहं सम्यक्तया सम्भाषणं कुर्वनस्मि सम्भाषणमिति न प्रभाषणमित्येव वक्तुं शक्यते तत्र रामायणे संस्कृतभाषायाः उल्लेखः कृतः रामायणम् इति तु श्रेष्ठः ग्रन्थः तत्रैव संस्कृतस्य उल्लेखः वर्तते तादृश्याः भाषायाः अहं सम्भाषणं कुर्वन् अस्मि इति तु अभिमानकरः एव विषयः इति कृत्वा संस्कृतसम्भाषणे अपि मम महती अभिमानः वर्तते